आम् यदा अहं महाविद्यालये पठनं कर्तुम् इच्छुका आसं तदानीम् एकत्र प्रवेशपरीक्षायाम् अहं सीमान्ते आसम् अन्यत्र मम द्वितीयं राङ्क् आसीत् परन्तु प्रथमं तु मम जन्मस्थाने एव महाविद्यालयः अपरः यत्र मम राङ्क् प्राप्तम् आसीत् तद् अन्यप्रदेशे आसीत् तदा किं कुर्याम इति मम सन्देहः अभवत् अहं पितुः सकाशं गत्वा तस्य अभिप्रायं किम् इति पृष्टवती सा माम् महाविद्यालये कार्यम् कुर्वन्तम् एकं महोदयं प्रति अभिमुखं कृतवान् महोदयस्य अपि आदेशानुसारम् अहम् परवेशि इत्युक्त परवेशि राज्ये गत्वा मम महाविद्यालय पठनं पूर्णं कृतवती